हरिः ओं धन्यवादः कथमस्ति भवान् अहमपि सम्यगस्मि कार्यादिकं सम्यक् चलति आं आम् एकं चायं ददातु धन्यवादः अन्यत्तु किमपि

सुपिष्टकमस्ति वा हा अस्तु तर्हि मैसूर्पाकं ददातु धन्यवादः अस्तु भवत्याः गृहे सर्वे कथं सन्ति मम गृहे तु सर्वे कुशलिनः कार्यादिकं सर्वं सम्यक् हा कार्यालये प्रायः चत्वारिंशत् जनाः आगताः भवत्याः आपणं कथं चलति मम पतिः बेङ्गलुरुनगरे गतवान् मास्तु पर्याप्तम् चायं बहु सम्यक् आं सम्यक् आसीत् मास्तु मास्तु मास्तु मास्तु चायमेव पर्याप्तं मास्तु ईषदपि मास्तु अस्तु मिलामः